मम प्रदेशः शिव्मोग्गा शिव्मोग्गानगरमपि अत्यन्तं सुन्दरं प्रदेशं शिव्मोग्गानगरे केलरीशिवोप्पनायकः एकराजः राज्यभारं कृतवान् तस्य सौदः अस्ति तस्य समीपे एव पुरातन आञ्जनेयदेवालयमपि अस्ति शिव्मोग्गा तुङ्गा

नदी कृते जलाशयं अस्ति गाजनूरू इति जलाशयम् अस्ति शिव्मोग्गासमीपे एव अस्ति एतत् अनन्तरं शिव्मोग्गस्य समीपे शिव्मोग्गानगरे एकः प्रसिद्धः जगत् प्रसिद्धः चर्च् अपि अस्ति तत् पुरातनं अनन्तरं महत्तरं सौदं तद्वर्तते गाजनूरू जलाशयमपि सुन्दरमस्ति अनन्तरं सागरसमीपे जोगजलधारा वर्तते तत् रुद्ररमणीयदृश्यं द्रष्टुं शक्यते अनन्तरं तस्यः पूर्वे एव एकं जलाशय अस्ति मडेनुरु इति तस्य नाम तदपि द्रष्टुं बहुसम्यक् अस्ति अनेकानि प्रेक्षणीयस्थलानि तत्र एव सन्ति